पशुः पशूनां स्वामिः अहं भवामिश्चेत् तत्र स्वच्छताकार्यम् आदौ कर्तव्यं तस्य आरोग्यम् सुष्ठुः भवेत् इत्येतदर्थं स्वच्छता कार्यं कर्तव्यम् प्रतिदिनं स्नानादिकं कर्तव्यं तस्य कृते एवम् तस्य एतद् आरोग्यं परीक्षणमपि कर्तव्यम् एवम् तस्य कृते यावद् अपेक्षते तावद् आहारं दातव्यम् यद्यद् अपेक्षते आहारम् एतदेव अपेक्षते इति वयं यथा खादामः एतदेव पदार्थम् अपेक्षते इति विटमिन्स् प्रोटीन्स् इत्यादिकम् तद्वत् तस्य कृतेऽपि विटमिन्स् प्रोटीन्स् न्युट्रिण्ड्स् युक्तम् आहारमेव ददामि एवं पशुपालनं बहु सम्यक्तया करोमि एवम् तत्र विद्यमानं यत्र वयं स्थापयामः तद् स्थलम् स्वच्छं कृत्वा स्थापयामि एवं तस्य कृते एव पृथक् रूपेण स्थलं यच्छामि तत्रैव भवेत् ग् गृहस्य अन्तः प्रवेशः मास्तु इति वदामि किमर्थम् इति चेत् श् बालाः भवन्ति किमपि पशूनां एतद् रोम इत्यादिकं तत्र क्षिपति चेत् तत् तत् खादनेन तेषाम् अनारोग्यं भवति इत्यतः वयं यथा जीवामः मानवाः तद्वत् पशूनामपि जीवनं जीवनपालनं कर्तव्यम्